भारतीयसंस्कृतौ मनुष्यस्य षोडषसंस्काराः भवन्ति तत्र उत्पत्तेः प्राक् गर्भाधानं पुंसवनम् इति संस्कारद्वयं पुंसवनेन गर्भस्थशिशोः स्वास्थ्यस्य कामना क्रियते तदनन्तरं शिशोः उत्पत्तेः अनन्तरं निष्क्रमणं जातकर्मा नामकरणम् अन्नप्राशनं कर्णवेधः इति प्रथमवर्षे एता एते पञ्चसंस्काराः भवन्ति तत्र नामकरणम् इत्युक्ते शिशोः नाम किञ्चित् स्थाप्यते ये येन नाम्ना शिशुः अनन्तरं विख्यातः भवति तत्र केचननियमाः तन्नियमानुसारेण शिशोः संज्ञा दीयते अन्नप्राशने षड्रसानपि मेलयित्वा कश्चित् पदार्थः निर्मीयते स च पदार्थः शिशु शिशोः कृते भोज्यते तेन तदनन्तरं शिशुः भोजनम् आरभते पुनश्च अन्तिमे कर्णवेधः इति प्रथमवर्षे पञ्चसंस्काराः भवन्ति